स्वास्थ्यदृष्ट्या पुनश्च विद्यायाः दृष्ट्या अस्माकं कृते तु अपेक्षिता विद्या विद्यते ततः तस्य विषये एव अपेक्षामहं परिरक्षामि इदानीं शिक्षणदृष्ट्या तु अस्माकं ग्रामे व्यवस्था तु सम्यकेव सन्ति अस्ति तत्र बहवः विद्वांसाः विदुषाः विद्यन्ते ते सम्यक्तया एव पाठयन्ति तस्मात् तु कापि समस्या नास्ति पुस्तकानां विषयेपि बहु समीचीना व्यवस्था विद्यते परन्तु बहिर्ज्ञानम् उत वा ततःपरम् अग्रिमज्ञानम् इतिहासादीनां ज्ञानं तत् शिक्षणदृष्ट्या अस्माकं ग्रामे इदानीं ग्रन्थालयः महान् न विद्यते लघुग्रन्थालयः विद्यते अतः किञ्चित् महान् ग्रन्थालयं परिरक्ष्य अस्माभिः तत्र यदि नूतननूतनपुस्तकानि पुरातन इतिहासविषये पुस्तकानि आनीयन्ते चेत् अस्माकं सर्वमपि सम्यक्तया सुकरं भवति अध्ययनं च सम्यक् भवति इति मम अपेक्षा इदानीं नगरे इतोपि किमपेक्षितं नाम वैद्यकीयव्यवस्था वैद्यकीयेषु आयुर्वेदरीत्या यदि व्यवस्था भवति चेत् इतोपि सुकरं तस्य सैड् एफ़ेक्ट् इत्यादिकं केपि न स्यात् तेन तादृशव्यवस्था अस्माकं नगरे नास्ति इत्यतः सा व्यवस्थापि एतैः कर्तव्या नाम सा स्व सर्वकारै जनैः स्वास्थ्यविषये एवं चिन्तनं कृत्वा तद्विषयिकी तद्विषयकं प्रवर्तनं वा तद्विषयकं यत्किञ्चित् अपेक्षितमस्ति अस्माकं कृते तत् ते आनीय दद्युः तथा वैद्यापि समीचीनाः अन्यत्र अन्यत्र सन्ति तानपि ग्रामम् आहूय कदाचित् मेडिकल् केम्प् इत्यादिकं कृत्वा ब्लड् केम्प् इत्यादिकं यत् अस्ति विद्यते तत् कृत्वा एतैः तस्य वर्धनं कर्तुं शक्यते तस्मात् मम आशयः तासाम् आह्वानं ततः ते आगच्छन्ति अनन्तरं भिन्नभिन्न केम्पस् मध्ये भिन्नभिन्नचिकित्साः सर्वेपि पुन तदपी युक्तं न स्वीकुर्युः तथा क्रियते चेत् नगरीयाः श स्वस्य एकवारं प परिरक्षा परीक्षणं कृत्वा आगच्छामः इति चिन्तीयं कर्तुं शक्नुवन्ति तादृशव्यवस्था अपेक्षिता विद्यते इति मम आशयः इच्छा च